अस्माकं प्रान्ते जलस्रोतृनां परिहारः तत्र जलाशयानां रक्षणार्थम् भूगर्भे जलस्य वर्धनार्थं सर्वकारपक्षतः प्रजानां पक्षतः अपि सर्वत्र जलबन्धनं लघु लघु बन्धनानि कृतानि सन्ति तत्र किञ्चित् सम्यकेव फलितं दृश्यते तेन भूगर्भजलस्य वृद्धिः भवति वृक्षाणां संरक्षणमपि किञ्चिदेव भवति जन्तूनां पालितपशूणां वन्यमृगाणां च पेयजलं किञ्चित् सम्यकेव लभ्यते ग्रीष्मकालेपि तथा भवति एतेन अस्माकं पूर्वं यथा स्थितिः आसीत् तादृशी स्थितिः अग्रे अपि सम्यक्तया भविष्यति इति वयं चिन्तयामः अपि च तत्र वृक्षाणां वर्धनं फल फलानां वर्धनम् अपि अस्ति नगरेषु किञ्चित् तथा नास्ति किन्तु ग्रामेषु सम्यकेव अस्ति नगरेषु अपि एतादृशी स्थितिः आधुनिककाले किञ्चित् जनानां सहयोगेन क्रियमाणमस्ति एतेन अग्रे सुकरं भविष्यतीति वयं चिन्तयामः तदर्थं वयं सर्वेपि प्रयत्नं कुर्मः एतदर्थं सर्वे अपि अग्रे आगच्छेयुः